सङ्ग्रहस्य स्वच्छता तथा तस्य संरक्षणं बहु कष्टदायकं यतः परिशुद्धजीवनं तत्तु तपसा प्राप्तुं शक्नुमः परिशुद्धता कायेन वाचा मनसा कर्तव्यं भवति कायिकशुद्धता वाचिकशुद्धता मानसिकशुद्धता तत्र भवति चेद् उत्तमाय भव कल्पते संरक्षणं यत्नेन एव प्रयत्नेन यत्ने कृते यदि न सिद्ध्यति कोत्र दोषः इति कविरेकः उक्तवान् अस्ति एवमेव संरक्षणं कर्तव्यं